मम इष्टतमानि लेखनप्रकाराणि कानि इत्युक्तौ विशिष्यशास्त्रं तत्र किं मा अनेकानि पुस्तकानि सन्ति यथा सिद्धान्तकौमुदी महाभाष्यं प्रकरणपञ्चिका इत्यादीनि अनेकानि पुस्तकानि सन्ति एतत् प्रकारे ज्ञानम् एतादृश प्रकारेषु लेखनेषु अथवा एतादृश पुस्तकेषु ज्ञा ज्ञानं निहितमस्ति इति कृत्वा इदं मम इष्टं वस्तुतः ज्ञानं न पुस्तकेषु निहितं भवति अपि च अध्येतॄणां अथवा पठितॄणां मस्तकेषु निहितं भवति इति सत्यं परन्तु तादृशं ज्ञानम् उद्भावयितुं परम्परया ईदृशमपि पुस्तकं कारणमस्ति इति कृत्वा मम कृते ईदृशानि पुस्तकानि इष्ट अत्यन्तं प्रियं भवति इति अहं भावयामि